मम इष्टतमं पुस्तकं कन्नडभाषायाः कार्गिल् कम्पन इति किमर्थम् इति चेत् तस्मिन् योधानां विषये ते तेषां जीव जीवनस्य विषये च उक्तमस्ति पुनश्च कार्गिल् समरसमये राजकारिणः कथमासन् के आसन् किं कृतवन्तः इति च सम्यग्ज्ञापितवन्तस्सन्ति तेन पुस्तकेन मया अस्माकं स्थानं यद्वर्तते तत् कियद्वा नीचं भवतु कियद्वा उन्न औन्नति औनत्यं गतं भवतु तस्य उदासीनता न कर्तव्या इति तु ज्ञातं वर्तते एवमेव मम जीवने अपि चालनीयम् इत्यपि ज्ञातं वर्तते मया